संस्कृतसाहित्ये कथा एवं काव्यानां कृते अत्यन्तं महती स्थानं वर्तते तत्र प्रथमं कथासाहित्ये स्वीकुर्मश्चेत् बहवः कथाः तत्र सन्ति ना नाम बृह बृहत्कथामञ्जरी एवं हितोपदेशः पञ्चतन्त्रं वेतालपञ्चविंशतिः एतादृश महा उत्तमः कथाः अस्माकं कृते उपलभ्यते संस्कृतभाषायाम् एवञ्च काव्यानां विषये वदामश्चेत् कादम्बरी रसास्वादे आहारोऽपि नरोचते इतिवत् उत्तमं काव्यं यदि शृण्मः नोचेत् पठामश्चेत् आहारोऽपि नरो न रोचते अवश्यम् तत्र संस्कृतभाषायां विद्यमानकथाः काव्यानि पटा पठामश्चेत् अतीव आनन्दं जायते इति कथने नास्ति संशयः